अत्यधिकस्य स्क्रीण् समयस्य कारणात् बालकाः अद्य क्रीडां न क्रीडन्ति इति तु समीचीनमेव एवम् एतत्तु अस्माकं बहु पीडाय अस्मान् बहु पीडयति यतः हि जनाः इदानीं क्षेत्रं प्रति न गच्छन्ति बालाः न गच्छन्ति क्रीडितुं ते तु दूरवाण्याम् एव रताः सन्ति पुनः तेषां बहवः रोगाः इदानीं दृश्यन्ते या शिरोवेदना पुनः उपनेत्रं धारयन्ति जनाः अल्पवयसि एव पुनः तेषां बधिरत्वम् आगतं पुनः मस्तिष्कविकृतिः इत्यादयः रोगाः दृश्यन्ते यथा लघुबालाः सन्तः अपि तेषाम् उपनेत्रम् अवश्यम् एव धर्तव्यमिति पुनः चिकित्सालयेषु दृश्यते जनाः क्रुद्धाः भवन्ति पुनः अधर्यः भवन्ति एतस्मात् कारणात् यथा शरीरस्य सम्यक् व्यायामः व्यायामः कर्तव्यः पुनः शरीरं शरीरचर्चा कर्तव्या नो चेत् कीडादिषु जनानां दृष्टिम् आकर्षयितुं किं कर्तव्यमिति गृहस्थाः ये जनाः सन्ति ते जागरूकाः तैः जागरुकं भाव्यं यतो हि बाला बालानां किं किमर्थं दूरवण्याः आवश्यकता तैः दूरवाणी स्वीकर्तुं स्वी स्वीकर्तव्या पुनः बालाय वा बालिकायै दूरवाणी न देया ते तासां कृते तेषां कृते च अवश्यमेव वक्यव्यं भवन्तः भवत्यः वा क्रीडन्तु गत्वा शरीरचर्चा भवेत् तस्मात्